मम राज्यं कर्णाटकं कर्णाटकः अस्ति कर्णाटकराज्यम् अस्ति अत्र विशेषतः मम ग्रामे यक्षगानं प्रसिद्धः वर्तते यक्षगानं वंशश्रेण्या अनुस्यूततया अस्ति यथा पिता यक्षगानं करोति चेत् पुत्रः अपि यक्षगानक्षेत्रे अग्रे गच्छति नाम गृहे यः वातावरणः भवति यत् वातावरणं भवति तदेव अनुस्यूततया आगच्छति तत्तु सर्वे जानन्ति पुनः यक्षगानेन इतिहासस्य संस्कृतेश्च प्रतिफलनम् अवश्यं भवति यक्षगाने किं भवति रामायणकथा भवति महाभारतकथा भवति एकस्य विशिष्टपुरुषस्य जीवनचरित्रं भवति एवमेव इतिहासस्य संस्कृतेश्च प्रतिफलनं भवत्येव